संस्कृतसाहित्ये दशरूपकाणि सन्तीति यथा नाटकं प्रकरणं भाणः व्यायोगः प्रहसनं डिमः समवकारः वीथिः अङ्कः ईहामृगः नाटकं प्रख्यातम् इति वृत्तं धीरोदात्तो नायकः शृङ्गारवीररसो शृङ्गारस्य प्राधान्यं अन्येषां रसनामङ्गत्वेन अनुप्रवेशः संस्कृतनाटके नान्दी सूत्रधारः अङ्कः प्रवेशः विष्कम्भकः भरतवाक्यम् इत्यादयः सन्ति एतेषां मध्ये केषाञ्चित् विषये ज्ञास्यामः नान्दी नान्दी इत्यस्य विषये आचार्येन विश्वनाथकविराजेन तस्य साहित्यदर्पणग्रन्थस्य षष्ठ परिच्छेदे उक्तम् यन्नाट्य वस्तुनः पूर्वं रङ्गविघ्नोपशान्तये कुशीलयाः प्रकवन्ति पूर्वरङ्गः स उच्यते प्रत्याहारादि ज्ञानस्य भूयांसि यद्यपि तथा अपि अ अवश्यं प्र अवश्यं कर्तव्याः नान्दी विघ्नोपशान्तये तस्याः स्वरूपम् एवम् आह आचार्येनविश्वनाथकविराजेन आशीर्वचन संयुक्तः स्तुतिर्यस्मात् प्रयुज्यन्ते देवद्विजनृपादीनां तस्मात् नान्दीरिति सङ्गीतः पुनः रूपकस्य एकः भेदः अङ्कः एकस्मिन् दिने निवृत्तस्य कथायाः अंशम् अङ्कः कथ्यते पुनः भरतवाक्यं नटवाक्यं नाटकाभिनयसमाप्तौ सामाजिकेभ्यः नटेभ्यः आशार्दीयते इत्यर्थः प्रस्तावनानन्तरं नटवाक्य भावात् अत्र भरतवाक्यम् इति उक्तिः